मम नाम कुमारः दर्शनशास्त्रेषु परस्परसम्बन्धः यः वर्तते स च तु मुख्यः यः आशयः वर्तते सर्वेषां दर्शनानां मोक्षप्राप्तिः भगवत्प्राप्तिः इत्यादिकं तत्सर्वं तत्र बोध्यते एव किन्तु स्वकीयमतस्य प्रतिपादने स्वकीयदर्शनस्य महत्त्व उपस्थापने च एकैकस्य दर्शनस्य एकैकं लक्ष्यम् एकैकं तत्र भिन्नवैशिष्ट्यं तत्र दृश्यते यदा वयं पश्यामश्चेत् अद्वैतवेदान्तदर्शनम् एवमेव द्वैत विशिष्टाद्वैत एवं रीत्या दर्शनशास्त्राणां परस्परसम्बन्धः वर्तते अत्र तत्र च कश्चन परस्परसम्बन्धः वर्तते यद्दर्शनद्वारा अस्मत्कृते दर्शयन्ति किं दर्शयन्ति इत्युक्ते भगवद्सम्बद्धसत्यविचाराः ये वर्तन्ते तेषां दर्शनं दर्शनसास्त्राणां द्वारा तत्र क्रियते इति अनन्तरं मम शास्त्रं यद्वर्तते तद्भवति व्याकरणं वर्तते व्याकरणं यत् शास्त्रमस्ति तदत्यन्तं मुख्यं वर्तते व्याकरणद्वारा शब्दज्ञानं प्राप्यते यदा शब्दज्ञानं प्राप्यते तदा एवं यं कमपि ग्रन्थं पठितुं शक्नोति अतः शब्दज्ञानं विना शब्दार्थयोः सम्बन्धज्ञानं विना ग्रन्थानाम् अध्ययनं तु अत्यन्तदुष्करं वर्तते अतः व्याकरणं किं करोति इत्युक्ते यत् अध्ययनार्थं मुख्यं शब्दज्ञानम् आवश्यकं तत् सम्पूर्णम् अपि व्याकरणशास्त्रेण दीयते एव अतः एव व्याकरणं मुख्यम् इत्यनेन तत्र उक्तम् अस्ति अतः व्याकरणशास्त्रं महत्त्वपूर्णम् इति मम अभिप्रायः